संस्कृतभाषायाः उन्नयने संरक्षणे च भारतीयविद्यालये सर्वत्र अन्यभाषा इव प्रारम्भिकस्ता स्तरतः एव संस्कृतभाषायाः परिचयं दातव्यम् केवलं व्याकरणविषयाणि न अपि तु संस्कृतसंभाषणे शब्दानां नाम परिचयस्य विषये अपि गमनं दातव्यम् अन्य प्रौढबालानां कृते अपि संस्कृतभाषायाः प्रामुख्यं किम् इति विचारान् सूचयित्वा संस्कृतभाषाविषये अधिक आसक्तिवर्धनकार्यं करणीयम् तदा एव संस्कृतभाषायाः उन्नयने अस्माकं कार्यं सिध्यति